हरिः ओम् अहं कृष्णनिर्मलस्य माता अस्मि किं अभवत् तं अधुना सः कुत्र अस्ति अस्तु रुग्णावकाशः कति दिवसात्मकस्य अस्ति अस्तु परीक्षा कदा अस्ति अस्तु मम पुत्रस्य केन पाठ्यक्रमः कोणं यास्यति अस्तु तर्हि अहं गृहे पाठयामि तं आम् अस्तु अहम् आगच्छामि अस्तु धन्यवादः